मम इष्टतमः सङ्गीतप्रकारः नाम हिन्दूस्थानिशास्त्रीयसङ्गीतं तत्र भावप्राधनं भवति इत्यतः अधिकं तत् तस्मिन् विषये मम आसक्तिः अस्ति तत्र रागः नाम र रस आधारितं नाम शृङ्गाररसः अनन्तरं शान्तरसः अथवा रौद्ररसः स्यात् अथवा दुःखप्रधानं स्यात् तादृशं बहु इ नाम तत्र भावः अवगम्यते इति कारणतः तत्र उदाहरणार्थम् इदानीं माल्कौस् इति स्वीकुर्मः शृङ्गारप्रधानमस्ति तत्र रागस्य तत्र स्वराणाम् आलापनेन एव तत्र भावः प्रकटीक्रियते अनन्तरं साहित्यं अतः साहित्यं बहु प्रमुखमिति न तदपि प्रधानम् इति सामान्यं वक्तुं शक्यते किन्तु भावः प्रधानमस्ति वृष्टिकालस्य रागः इति वदामः बहु घर्मः भवतस्ति प्रकोष्टे उपविशामः किन्तु तदा वयं तत्र वृष्टिसम्बद्धरागः नाम मेघमल्लार् सूर् मल्लार् इत्यादिरागं स्वीकृत्य तद् तस्य आलापनं पुनः तत्र ख्याल् गायनम् इति वदाम तत्र आलापनं लयकारि स्वरबोल् इति भिन्नभिन्नप्रकारः भवति तदा यदा गायन्ति तत्रत्यः वातावरणं पूर्णं शीतलम् इव भाति बहिः तत्र मेघः आच्छादितम् इव अस्माकं भावः तत्र भवति पुनः त दुःखप्रधान छान्द्रागः इति वदामः तद् रागस्य आलापनेन एव अस्माभिः ज्ञायते किमपि बहु मनसि तुमुलं जायते बा भावः भवति एवमस्ति एवं तत्र भिन्नभिन्न भावः प्रकटीक्रियते अतः रागं यदि आलापनेन एव वयं साहित्यं विना अपि तत्र भावं भिन्नभिन्नरीत्या भावम् अनुभवितुं शक्नुमः अतः सङ्गीते मम तु हिन्दूस्थानिशास्त्रीयसङ्गीतं बहु प्रियम् अस्ति